आप् इत्युक्ते तिङ्कृत्कोषः इति भा संस्कृतभारत्याः एव निर्मितः एकः आप् अस्ति तत् सम्यकस्ति तदनन्तरे लिट्ल् गुरु इति एकः अस्ति परन्तु अहं व्योमसंस्कृतपाठशालायाः पाठक्रमेण प्रभावितः अस्मि तथा संस्कृतभारत्याः कक्षाः उत्तमाः इति मे मतम्